अधुनातनकाले शेर्मार्केट् विषये जनाः बहुधा चर्चयन्तस्सन्ति अत्र तु बहवः जनाः झटिति धनिकाः भवन्ति बहवो हि झटिति निर्धनाः भवन्ति अत्र सर्वदापि शेर् मार्केट् इत्यस्य गतिः समाना न भवति कदाचित् अत्यन्तं वेगेन उपरि धावति कदाचित् अत्यन्तं वेगेनेव अधः आगच्छति एतादृशम् अत्र परिणामो वर्तते येन साम्यता नास्ति झटिति वर्धिता अस्ति झटित्येव न्यूनता अपि अस्ति अतः अत्यन्तं जागरूकतया अत्र प्रवेशः कार्यः किञ्च अत्र प्रवेष्टुम् बहुविधं याप्स् अपि आगच्छति तदर्थं जरोदा कैट् याप् अथवा अन्यत् अपि ब्याङ्क्स्द्वारा अपि अत्र अकौण्ट् उद्घाटयितुं शक्यते